भारतीयकलानां प्रोत्साहनाय किं करणीयम् इत्युक्ते प्रथमं तु कलानां कृते प्रोत्साहः आधुनिक काले भवत्येव परन्तु इतोपि करणीयं प्रथमं तु पोषकाः तेषां पुत्राणां कृते अथवा पुत्रीणां कृते तेषां आसक्तविषये इदानिं भरतनाट्य अथवा सङ्गीता अथवा नाटके किं भवति तेषां कला तेषां कृते तत् प्रोत्साहनं कृत्वा प्रेषणीयम् भवति अनन्तरं सर्वकार्य सर्वकारः अपि तत् कृते प्रोत्साहदायिकं छात्रस्य कृते स्कालर्शिप् इत्यादिकं देयं वा भवतु अथवा संस्थानं कृते सङ्गीतसंस्थाः अनेके सन्ति तत् कृते किञ्चित् डोनेशन् कर्तुं शक्यते अनन्तरं संस्थायाः वर्धनस्य कृते तनुमनधनसाहायः इति वयं श्रुतवन्तः तथा तनुरूपेण वा मनरूपेण वा अथवा धनरूपेण वा यावत् किञ्चित् साहायं कर्तुं शक्यते तथा यथा संस्थाः सङ्गीतसंस्थाः अथवा नृत्यसंस्थाः एवं भारतीयकलासंस्थाः वर्धनं भवति तथा संस्थानं छात्राः अपि तत्र आगच्छन्ति अभ्यसन्ति एकदा मैसूरु एम् नागराज्महोदय इत्यत्र वैलिन् वादकः अस्ति सः सङ्गीतसम्मेलने एकवारं एतद्विषयम् उक्तवान् आसीत् किं इत्युक्ते तत्र सम्मेलने सर्वेपि निरताः आसन् छात्राः पोषकाः सर्वेपि सङ्गीतश्रोतारः तदा सः उक्तवान् सङ्गीतकार्यक्रमानन्तरं भवन्तः सर्वेपि अत्र सन्ति भवन्तः सर्वेपि भवतः पुत्रं वा अथवा भवत्याः पुत्रीं वा सङ्गीतं प्रति प्रेषयन्तु अनतरं भवन्तः बान्धवानां कृते अपि वदन्तु मित्राणि कृते अपि वदन्तु ते अपि संगीतार्थम् अथवा नृत्यार्थं प्रेषयन्तु नाम तेषां पुत्राणां पुत्रीणां प्रति तदा समग्रभारतमेव भारतीय कलामयं भवति सङ्गीतमयं भवति नादमय ई लोकं इति वयं श्रुतवन्तः अथवा नृत्यमयं भवति एवं भारतीयकलामयं भवति सर्वेपि संगीतार्थं प्रेषयन्तु इति सः उक्तवान् एवं वयं कुर्मः चेत् निश्चयेन अस्माकं कला अभिवृद्धिः भवति देशः अग्रस्थाने भवति भारतीयकलायाः वर्धनं निश्चयेन भवति एव एवं करणीयं सर्वेषामपि एतद् दायित्वम् अस्ति सर्वकारस्य अथवा छात्रस्य अथवा पोषकस्य सर्वे अपि एतत् कुर्वन्ति चेत् निश्चयेन कलाभिवृद्धिः भवति इति वक्तुम् इच्छामि